आमाम् आमाम् एतद् स्टेश्नरि अस्ति आं कथं किं कानि वस्तूनि कथं कति वस्तूनि सन्ति वा अपेक्ष्यते भवती

नोट्स् वा असैन्मेण्ट्स् पेपर् वा

आमां

आमामाम् आम्

लेखनी एका एव वा अपेक्ष्यते अथवा बहु एकं पेकेट् अपेक्ष्यते आमाम् आम् एतावदेव आं तर्हि कति पुस्तकानि ए फ़ोर् सैज़् पुस्तकानि वा किं शार्ट् नोट्स् पुस्तकानि अपेक्ष्यते भवती आमां तर्हि तर्हि आगच्छतु भवती कदा आगमिष्यति अत्र आमां

आमां तर्हि भवती पुस्तकानि स्वीक्रियते अथवा एवं च सुधाखण्डः लेखनी ते तर्हि तत् द्विशतं द्विशतं रूप्यकाणि सन्ति

न न भगिनी अत्र फ़िक्स् रेट् अस्ति तर्हि अत्र डिस्कौण्ट् न वर्तते आमाम् आम् अहं क अहं तु प्रातःकाले अष्टवादने उद्घाटयिष्यामि तर्हि न नव वा नववादवनपर्यन्तमस्ति रात्रौ नववादनपर्यन्तमस्ति यदि भवति कदापि आगच्छतु भवत्याः नाम आं पूर्वा बाङ्डे वा आम् आम् आमां तर्हि आगच्छतु आं इतोऽपि किं किमपि अपेक्ष्यते वा भवती आमां तर्हि चलति भवती कुत्र वसति

आम् तर्हि भव भवती बहु समीपे अस्ति अहं तु डेलिवरि अपि कर्तुं शक्नोमि आम् आं वा आं चलत् धन धन्यः